आदौ केषु केषुचित् आसनेषु एव म मम गतिः आसीत् अन्येषु आसनेषु मम भयमासीत् किन्तु प्रतिदिनं योगाभ्यासेन मम आसनेषु विकासः प्राप्तः